यत् अमेज़ान् मध्ये ग्यास् च्चुलीं आर्डर् कृतवान् आर्न्तजालमध्ये किम् अहं दृष्टवान् तद् नास्ति एव स प्राडक्ट् अपि सम्यक् नास्ति चुल्ली अपि सम्यक् कार्यं न करोति एतत् निमित्तं यत् मया दत्तं रूप्यकाणी नष्टम् अभवत्